भारतस्य राष्ट्रीयभाषा हिन्दी वर्तते तत्र आधिक्येन संस्कृतस्य प्रभावः मया सम्यगेव दृष्टः यथा यतः मयापि संस्कृतस्यैव अध्ययनं क्रियते तत्र ये ये ग्रन्थाः संस्कृते सन्ति तेषां सर्वेषामपि टीकाः प्रायः संस्कृतटीकाः एव नोपलभ्यन्ते बहवः ग्रन्थाः लुप्ताः अपि सन्ति तस्मात् टीका यदा अन्विष्यते अस्माभिः तर्हि अस्माभिस्तु हिन्दिभाषया एव टिका आधिक्येन सर्वस्य ग्रन्थस्य प्राप्यते हि हिन्दिभाषायामपि संस्कृतपदानि बहूनि आगच्छन्ति ये तु दक्षिणभारते सन्ति यदि हिन्दीभाषा नावगम्यते तैः संस्कृतं पठितं चेत् हिन्दीभाषा सम्यगेव अवगन्तुं शक्या इति मे भाति पुनश्च सं संस्कृतपदानि अपि हिन् हिन्दीभाषां ये जानन्ति तैः अवगन्तुं शक्यते अपि तु अपि च हिन्दीभाषायाः मूलमपि संस्कृतभाषा इति कृत्वा हिन्दीभाषायाः उपरि संस्कृतप्रभावः अवश्यम् अस्ति एव